वर्तमाने परिदृश्ये विज्ञापनस्य अधिक जनान् प्राप्तुं च उपायाः बहवः सन्ति अहमपि एकस्य विज्ञापनस्य विषये वक्तुं शक्नोमि यत् मम कृते अतीव सृजनात्मकं प्रभावशाली च आसीत् विज्ञापनस्य विविधाः उपायाः सन्ति यथा त् दूरदर्शनं रेडियो वृत्तपत्राणि विपणकम्पनिनां माध्यमेन आन्लैन् विज्ञापनमञ्चानां माध्यमेन च एतेषु प्रकारेषु विज्ञापनाः अधिकान् जनान् प्राप्नुवन्ति अहं निश्चितं रूपेण विज्ञापनस्य विषये वक्तुं शक्नोमि एकं विज्ञापनं मम अतीव रोचते स्म नूतनस्य चलचित्रस्य यस्मिन् सिंह मित्रे सह वने भ्रमति स्म सः स्वस्य उत्खननं काले एकं पुरातनम् निधिम् आविष्कृत्य तत् मित्रैः सह साझां कृतवान् एतत् विज्ञापनं मां रोमाञ्चितवान् मित्रैः मित्रैः सह यात्रां कर्तुं समयं व्यथितुं च इच्छां जनयति स्म विज्ञापनाः विविधाः उपयाः सन्ति